छायाचित्रकला राष्ट्रीय अन्ताराष्ट्रीयसङ्गणकसंस्थाः इत्यादयः बहवः केचन् प्रसिद्धानि उदाहरणानि सन्ति विश्वसङ्गणकः विज्ञानसंस्था ते वैश्विकः स्तरीयछायाङ्कनम् उपाध्यायनी योजनाः सन्ति छायाचित्रस्य विशेष संस्थासु एका प्रमुखा संस्था भारतस्य छायाचित्रसमाजः अस्ति इयं संस्था भारतीय छायाचित्रकाराणां कृते मान्यताप्राप्ता संस्था अस्ति तथा च विभिन्नस्तरयोः प्रतियोगिताः सङ्गोष्ठिः कार्यशालाः च आयोजयति एतस्य अतिरिक्तं विश्वछायाचित्रसङ्गठनम् अन्ताराष्ट्रीय छायाचित्रसङ्गठनम् अपि अस्ति यत् विश्वे प्रतियोगितानाम् आयोजनं करोति एताः संस्थाः छायाचित्रप्रेमिणां कृते उत्तमाः अवसराः प्रददाति भारते अन्ये बहवः छायाचित्रसंस्थाः सन्ति केचन प्रमुखाः संस्थाः दिल्लि छायाचित्रमहोत्सवः महोत्सवः बेङ्गलूरु छायाचित्रसंस्थानं मुम्बै छायाचित्रसंस्थानं च अस्ति एताः संस्थाः छायाचित्रप्रेमिणः छायाचित्रजगति अधिकाधिकम् अवगमनम् प्रदातुं स्वकौशलं च निखारयितुं विविधाः कार्यक्रमाः कक्षाः च आयोजयन्ति एतस्य छायाचित्रणस्य उपाधिं प्राप्तुं राष्ट्रीय अन्ताराष्ट्रीयसंस्थाः सन्ति